अहं कदापि तरणस्पर्धायां भागं तु न गृहीतवान् किन्तु मित्रैस्सह तत्र तरणे बहु बहुविधप्रकारेण क्रीडां जरु अवश्यं कृतवन् कृतवान् तर्हि तत्र सर्वप्रथमं यदा अहं तरणे गतवान् तर्हि तत्र जले एव निमज्जितवान् तर्हि यदा जलमग्नः अभवम् तर्हि तत्र मम मनः सम्पूर्णशरीरे अन्धकारतमयुक्तः जातः तदनन्तरं मम मित्रा मित्राणि मां बहिर्निष्कास्य मम शरीरात् जलं बहिर्निष्कासितवन्तः तदनन्तरम् अहं पुनः प्रयासं कृतवान् मम मनसि यः भयः भीतिः आसीत् तस्य निराकरणं निमज्जने एव जातं तर्हि तेन कारणेन एव अहं तरणाभ्यासे संलग्नः अभवम् तत्र अहं मित्रैस्सह क्रीडामपि कृतवान् अन्यत् मित्रैस्सह अनौपचारिक रीत्या तरणस्पर्धां बहुवारं कृतवान् तर्हि एषः मम अनुभवः वर्तते कि तरणेन अस्माकं शरीरस्य व्यायामः भवति बहुलाभः भवति अन्यत् यः व्यक्तिः प्रतिदिनं तरणं कर् करोति सः कदापि रोगी न भवति निरोगी भवति अस्तु